हरिः ओम् हा महोदय कथमस्ति ए कुत्रस्ति महोदय आप् आपणे अस्ति वा बहिः अस्ति वा महोदय प्रथमं वदतु हा महोदय तत्र किञ्चित् समस्या अभवत् अभवत् महोदय यः अहं भवतः आ आपणात् एकं युतकं क्रीणीतवान् तद् युतकं मम सैज् नास्ति महोदय तत् तत्र कस्टमर्स् चेञ्ज् कृत्वा दत् दत्तवन्तः सन्ति तद् किं करणीयम् आम् न आगच्छति महोदय भवान् अहं स्थूलः अस्मि तद् युतकं कृशकः अस्मि तत् किं करणीयं महोदय तत् एक्सचेञ् क करोति वा नास्ति वा इति वदतु आं धारितवान् महोदय गृहे धारितवानस्मि हा तत् तस्य वर्णः अपि सम्यक् नास्ति महोदय अहं कृष्णवर्णीयः अस्मि तत् युतकमपि कृष्णवर्णस्य अस्ति आं भवतः भवतः आपणे वर्णमयाः दीपकाः सन्ति अस्ति खलु तद् दीपमध्ये तद् युतकं किञ्चित् अन्य वर्णस्य दृष्टवन्तः किं करणीयं महोदय एक्क्षन् करोतु महोदय

किं न एक्शेन् करोति महोदय किं न कृतवान् भवतः आपणे बोर्ड अपि नास्ति एर् नो एक्सेन्ज् इति अहं न दृष्टवान् महोदय तद् इदानीं बहु कृशकः भवति किं किं किं करोमि महोदय मम आम् कदा समयं महोदय समयं वदतु भवान् मिलति खलु तत्र भवान् मिलति वा हा हा आम् आम् न महोदय श्वः मम गृहे एकः कार्यक्रमः अस्ति कार्यक्रमे तद् अहं धरामि अद्येव अहं एक्सेन्ज् कर्तुम् इच्छामि महोदय विलम्बं कति विलम्बं महोदय तद् अर्जण्ट् अस्ति महोदय महोदय अद्य एकदा सर्वं त्यक्त्वा शीघ्रम् आपणम् आगच्छतु महोदय कृपया मम गृहे एकः इम्पोर्टेण्ट् कार्यक्रमः भवति एव भवतः कार्यं भवति मम कार्यं भवति किं करणीयं महोदय आम् मास्तु महोदय दशवादनं साक्षात् दशवादने आगच्छतु अहं हा दशवादने प्रातः दशवादने आगच्छतु अहमपि आगच्छामि

ओ एवंं महोदय अस्तु महोदय आम् आम् अस्तु महोदय आगच्छामि श्वः श्व श्वः मिलामः महोदय राम राम